युद्धकलाशिक्षणं मह्यम् अतीव रोचते तदर्थम् अहं मम स्नातकस्तरे राष्ट्रियस्वयंसेवकसङ्घस्य प्रभातशाखां प्रविष्टवान् आसम् तत्र योगाभ्यासेन साकं युद्धशिक्षणाभ्यासमपि विदधति स्म तस्मिन् क्षणे मह्यं दण्डस्य अभ्यासं कर्तुं मनीषा उत्पन्ना आसीत् मम मनसि तर्हि तत्र दण्डविन्यासस्य प्रधा मुख्यं शिक्षणं भवति दण्डशिक्षणं प्राप्तुं पदविन्यासस्य आवश्यकता अतीव भवति यतः शरीरचालनं तेन साकं दण्डस्य विन्यासः भवति अनेन स्वस्य रक्षणार्थं शत्रुभ्यः स्वस्य आत्मनः रक्षणार्थं दण्डस्य कथम् उपयोगिता भवतु यदि एकेन एकः शत्रुः प्रतिमुखः भवति तेन कथं युद्धं करणीयं सः कथं निरोद्धव्यः सामूहिकसन्दर्भे कथं स्वस्य आत्मनः रक्षणं वा अन्येषां रक्षणं वा कथं कर्तव्यं दण्डप्रहारैः इति सम्यक्तया शिक्षणं प्राप्तम् तेन दण्डविन्याससन्दर्भे शरीरस्य सम्यक्व्यायामः अपि भवति स्म व्यायामः केवलं व्यायामनाम्ना एव न एतादृशयुद्धशिक्षणेन अपि शरीरस्थस्वास्थ्यं सम्यक्तया प्राप्तुं शक्नुमः